अहं तु हैद्राबादमध्ये वसामि तत्र इदानीं नूतनः सर्वकारः आसीत् अस्ति तत्तु काङ्ग्रेस् तत्पूर्वं के सी आर् राजा आसीत् तस्य देशस्य तस्य परिपालनसमये तु विद्युतः समस्या तादृशी नासीत् यदापि विद्युत् सदा भवेत् अतः तस्य विद्युत् विच्छेदेस्य विच्छेदेन किम् अपि बाधकं तत्तु अस्माभिः नोदृ न दृष्टं तथापि विद्युत् विच्छेदः भवति चेत् के के दोषाः किं किं कष्टाः भवन्ति चेत् तेव त सर्वेऽपि जानन्ति शैत्यकालमध्ये विद्युत् नास्ति चेत् उष्णजलार्थं समस्या भवति किं भवति उष्णकालमध्ये तत्र विद्युत् नास्ति चेत् पङ्खादीनां पङ्खादीनाम् प्रत्ययः नाम पङ्खादीनां चलनं न भवति तेनापि क्लेशः स्यात् घर्मकाले अतः विद्युत् विच्छेदेन समस्याः तु भवन्ति समस्याः तु भवन्ति परन्तु अस्मत् प्रदेशे तावती समस्या नासीत्